हा नमस्ते महोदय कण्डक्टर् महोदय भवतां बस्मध्ये मम ब्याग् लास्ट् ला लास्ट् भूतम् अस् अभूतमस्ति किमर्थम् इत्युक्ते मम प्रयाणमासीत् चिक्क्मगळूर्तः शृङ्गेरिपर्यन्तम् परन्तु अहं शृङ्गेर्याम् अत्र ब बस्तः निर्गतवान् अस्मि इदानीं मम ब्याग् तत्रैव व बस्मध्येव वर्तते कृपया निवेदनं करोमि भवता बस् इदानीं कुत्र अस्ति इति वदन्तु अहं अ तत्रैव आगत्य तद् मम स्यूतं स् स्यूतं श्वीक स्वीकरोमि इति निवेदनं भवतां करोमि